अहं मूल्याङ्कानाम् अथवा मुद्राणां अथवा पाषाणखण्डानां सङ्ग्रहं ये च कुर्वन्ति तान् दृष्टवान् ते च बहु वस्तु तत्र सङ्ग्रहं कृतवन्तः भिन्नभिन्न प्रकाराणाम् पुनश्च भिन्नभिन्नप्रदेशतः आनीतं मौल्याङ्कानां वा अथवा मुद्राणां वा पाषाणखण्डानां वा सङ्ग्रहं कृतम् आसीत् तेभ्यः अहं तु दृष्ट्वा बहु संतुष्टः एवमपि कर्तुं शक्यते खलु इति पुनश्च ते इतोपि सङ्ग्रहं कर्तुं उत्सुकाः तत्र इतोपि ते कुर्वन्तः सन्ति तादृश जनान् अहं दृष्टवान्